हरि ओम् यस् अहं फु़ट्बाल् कोच् मास्टर् अस्मि मम न नाम सञ्जयः भवान् कः एवं

अस्तु अवश्यं वदामि भवतः फ़ोन् नम्बर् इदमेव वा भवान् कुत्र वसति एवं भवतः स्पर्धा स्कूल् मध्ये अस्ति वा

एवं अस्तु भवान् प्राक् फ़ुट्बाल् क्रीडितवान् अस्ति वा अस्तु भवान् यदि बिहार् राज्यतः डेल्ली आगन्तुं शक्नोति चेत् अवश्यम् आगच्छतु विंशतिदिनाङ्के भवते बेसिक्स् सर्वं पाठयित्वा भवन्तं प्रेषयामि देल्लि मध्ये नै देल्लि रोड् मध्ये पार्श्वे एव अस्ति अस्माकं कोच् सेन्टर् अस्ति द बेस्ट् फु़ट्बाल् कोच् कब् क्लब् यस् इदमेव नम्बर् अस्ति अस्तु प्रतिदिनं प्रातः उत्थाय समीचीनं जलं पीत्वा पञ्च किलो मीटर् यावत् शक्यते तावत् धावनीयं भवति भवते अनन्तरम् आगत्य वोमप् एक्सैज़स् इत्यादिं कृत्वा फु़ट्बाल् शूज़् दृत्वा भवते फ़ील्ड् मध्ये गन्तव्यं भवति अनन्तरं तत्र ड्रिल्स् इत्यादिकं कुर्वन् कुर्वन् भवतु दशनिमिषं या पञ्चदशनिमिषं यावत् अनन्तरं पेनाल्टि किक्स् ताडनीयं भवति भवते प्रतिदिनं शतं शतं पेनाल्टि किक्स् ताडनीयं भवति तथा सति भवान् गेम् मध्ये अपि समीचीनं किक् ताडितुं शक्नोति शूस् तु अहं प्रेषयामि भवतः सैज़् वदतु अहं समीचीनं शूस् मम एव ब्राण्ड् अस्ति तत् शूस् अहं प्रेषयामि मम शूस् नेम् अस्ति सञ्जय् ब्राण्ड् अस्तु भवते कलर् किमपेक्षितम् इति अहं फ़ोटो प्रेषयामि तस्मिन् भवान् चिनोतु

तत् भवते एकसप्ताहे मध्ये एव आगच्छति भवान् इदानीमेव साक्षात् उत्थाय सः सिद्धं भवतु समीचीनं क्रीडणीयास्मिन् वारे अस्तु अस्तु आम् अहं भवते एकं फ़ाम् आन्लैन् मध्ये प्रेषयामि तत् फ़िल् अप् कृत्वा आगच्छतु अस्तु धन्यवादः